एतावता मम मित्रैस्सह परिवारैस्सह जन्मदिनं वा विवाहं वा एतावता आचरितवान् अस्मि तस्य अनुभवम् इदानीं श्रावयामि इदानीं बहूनि मम मित्रैः सह जन्मदिनानां वा विवाहं वा आचरितवान् अस्मि तत्र एकः अनुभवः नाम तत्र खादितुं खाद्यपदार्थाः बहूनि भवन्ति तत्र च मम इष्टं नाम चपाति चपातिका रोटिका इत्यादिकं बहूनि इष्टानि सन्ति तत्र च मूतीचूर् इति लड्डु एकमाच्छति तत्र तु मम बहु मनः गच्छति तत्र इदानीं विवाहेषु मम परिवारैस्सह बहूनि अनुभवान् अहं श्रावितवानस्मि अहमपि श्रुतवानपि अस्मि तत्र इदानीं मम अनुभवः नाम मम मातुलायाः यदा विवाहं प्रति गतवान् आसम् तदा अहं बहु सन्तुष्टः जातः किमर्थं नाम सः मम कृते एकं कङ्कतं दत्तवान् आसीत् घटियन्त्रं दत्तवान् आसीत् हस्तघटियन्त्रं दत्तवान् आसीत् इत्यादिकं मम अनुभवः अपि च अहं यदा विवाहार्थं गतवान् आसं मम बान्धवाः बहु मम कृते सहायं कृतवन्तः आसन् मम मम कृते वस्त्रादिकं दापयिता दापितवन्तः आसन् इत्यादिकं वक्तुं बहूनि सन्ति तत्र च मम मित्रैस्सह जन्मदिनम् आचरितवान् अस्मि तत्र च यदा वयं जन्मदिनम् आचरामः तदा एकः मन्त्रः पठ्यते जन्मदिनम् ऐ प्रि यस्सखे इति एकः मन्त्रः वर्तते तत्र वयं पठामः यदा वयं पठामः तदा तद् बहु आनन्दकरं जनयति एतावता बहु जन्मदिनं विवाहम् आचरितं वर्तते